आम् अस्ति वयं सर्वे मिलित्वा दुर्गापूजा रथमहोत्सवः होली उत्सवः कालीपूजा इत्यादीनां सहर्षेण आचरणं कुर्मः दुर्गापूजार्थं वयं सर्वे धनम् एकत्रीकुर्मः तदनन्तरं सर्वे मिलित्वा मण्डप आरोपणं कुर्मः मण्डपनिर्माणानन्तरं दुर्गादेव्याः बहुसुन्दरं मूर्तिम् आनीय अर्चकाय दद्मः अर्चकः तस्य स्थापनं करोति तदनन्तरं पूजा भवति भोगनिर्मितं वयं क्रेशान्नस्य निर्माणं कुर्मः तदनन्तरं देव्याः आरतिः अपि भवति एवं प्रकारेण वयं सर्वे मिलित्वा समुदायरूपेण उत्सवं करिष्यामः